स्वजनैः सह क्रीडनस्य विषये प्रतिवर्षं कूय कुजागरि पूर्णिमा इत्युक्ते दीपावलिः समये द्यूतक्रीडा दि द्यूतक्रीडा इत्युक्ये कौरवाः पाण्डवः किं क्रीडनं क्रीडितवन्तः पासाफ़ेक्ना तत् क्रीडनं बहु सम्यक् अस्ति तत्र आनन्दः अपि बहु अस्ति एतत् क्रीडनं रात्रौ खेल् खेलनं चलति विशेषतः मम माता सा बहुसम्यक् क्रीडितवती क्रीडति अत्र आनन्दः

पतङ्गक्रीडनम् एतत् विजयदशमी समये कः चलति एवं ग्रामीणजनाः एतेषां क्रीडनविषये तेषां चिन्तनं भिन्नम् अस्ति आनन्दः बहु अस्ति ते एतेषां क्रीडनं सदा क्रीडति अस्तु धन्यवादः